युद्धकलायाम् आसक्तिः मह्यं कथमागतं नाम यदा अहं बाल्यकाले आसन् तदा बहूनि मूवीस् पश्यन् आसन् तत्र सर्वत्रापि फ़ैटिङ्ग् सीन्स् आगच्छन्ति एव तद् दृष्ट्वा अहं प्रेरणा प्राप्तवान् प्रतिदिनं गृहे अपि तत् सदृशम् अभ्यासं कुर्वन् आसन् तद् दृष्ट्वा मम अग्रजा मह्यं युद्धकलाक्षेत्रं प्रति नीतवती तत्र अहम् एतावन्ताः जनाः फ़ैटिङ्ग् कर्तुं दृष्ट्वा बहु उत्सुकः आसन् अतः एवम् एवं प्रकारेण युद्धकलां प्रति अहं प्रवेशं कृतवान् निरन्तरं प्रशिक्षणार्थं मम प्रेरणा आसीत् मम स्वकीयशरीरस्य स्वास्थरक्षणं स्वास्थ्यस्य रक्षणम् मम स्वकीयशरीरस्य स्वास्थ्यरक्षणं तदा भवति तदा यदा अहं प्रतिदिनम् व्यायामम् अपि च किमपि युद्धकलां पठामि अभ्यासं करोमि चेत् तथा सति मम मैण्ड् अपि फ़्रेश् भवति अपि च मम शरीरस्य अङ्गानि अपि समीचीनानि भवन्ति तथा सति मह्यं रोगानि न आगच्छन्ति अपि च अहं यदा एकं मूवि दृष्टवान् कराटे किड् नाम्नः तत्र एकः बालः बहु कृशः आसीत् तस्य शालायां तं बहवः पीडन्तः आसन् तथापि सः मार्शल् आर्ट्स् पठित्वा सम्यक् तस्मै दत्तवान् फ़ैट्मध्ये तथैव ब्रूस् ली इति एकः आसीत् सः किम् उक्तवान् नाम मं मह्यम् तं दृष्ट्वा न भीतिर्भवति सः यः द्वादश वा एकं किक् सहस्रवारं करोति तं दृष्ट्वा मम मह्यं भीतिर्भवति न तु तं स् यः सहस्रं किक् जानाति इति एवं सति मम प्रेरणा युद्धकलायाम् आगतम्